हरि ओम् महोदया अहं बेङ्गुलूरुतः इदानीम् आगच्छन् अस्मि भवतां होटेल् मध्ये अहं किञ्चित् आर्डर् कुर्वन्नस्मि इतः आन्लैन् मध्ये एव मया आगन्तुम् एकादशवादनं भवति रात्रौ तत्र आगत्य भवतां होटेल् मध्ये आगच्छामि चेत् ओपेन् वर्तते वा स्वीकर्तुं यत् आर्डर् कृतं तत् स्वीकर्तुं शक्नोमि वा तत् प्रष्टव्यम् आसीत्